वयं स्वयम् एकं स्वीकृत्य अलङ्कारं कृत्वा वयं हस्तेन अस्माकं हस्तेन वयं स्वयम् एकनिर्माणम् अत्र लघु वा बृहद्वा किमपि एकं ड्रायिङ्ग् वा एकचित्रं रचयित्वा ओर् एकवर्णं स्थापित्वा अथवा एकं पेपर् मध्ये किमपि पुष्पं कृत्वा एवं कृत्वा अहं दत्तवती मम कृते मम पुत्रः दत्तवान् एवं अहं रचितवती एक ग्लास् पेण्टिङ्ग् रचितवती हेण्ड् ड्रायिङ्ग् रचितवती एवं रचित्वा मम अग्रजा कृते कृपया दत्तवती मम अतिम्बेल्कृते अहं दत्तवती सो एवं गृहे अपि अहं स्थापितवती मम विद्यालयमद्ये अपि बहवः अद्यापिका मां पृच्छति एकं रचयित्वा ददातु कृपया इति पृच्छति अहं बहवः रचयित्वा दत्तवती मम इच्छा अस्ति तत्र हेण्ड् मेड् कर्तुं तादृशम् अहं ड्रायिङ्ग् इच्छामि कलरिङ्ग् इच्छामि ग्लास् पेण्टिङ्ग् क्लात् पेण्टिङ्ग् तादृशम् अहं कृतवती दत्तवती एवम् एतादृशं चित्ररचनं मध्ये एकः उत्तमः विषयः अस्ति इदानीं वयं पूर्वं बहुकालात् पूर्वं वयं पुराणकालम् इति वदामः किल सो तादृशं पुराणकालं इदानीमपि अस्माकं कृते अस्ति चेत् कारणद्वयम् अस्ति एकं लेटर् प्रूप् अपि अस्ति तत् मात्रं सर्वे सर्वे जनाः न पठन्ति एव किल पठित्वा न ज्ञातुं न शक्नोति सो बहुजनाः चित्रं दृष्ट्वा पुराणम् अवगन्तु शक्यते सो तादृशं पुराणकालस्य विषयस्य रचनं कृत्वा मन्त्रं मध्ये स्थापयन्ति कुर्वन्ति तादृशम् उत्तमविषयः चित्रं मध्ये अस्ति अनन्तरं